अस्माकं प्रदेशे बहुविधाः उत्सवाः आचर्यन्ते उच्यते खलु उत्सवप्रियाः भारतीयाः इति अत्र वर्षप्रतिपत्तिः आवर्षं बहुविधाः उत्सवाः भवन्ति वर्षप्रतिपत्तिः यस्मिन् दिने भवति तदा जनाः गृहे गुढी निर्माणं निर्माणं कुर्वन्ति स्थापनं च कुर्वन्ति अनन्तरं मधुरं मिष्ठान्नं भवति भोजनाय श्रीखण्डम् इति अत्रत्यं मुख्यं खाद्यं भवति पूरिका च तेन सह भवति पुनः तस्मिन् दिने जनाः उत्तमवस्त्राणि धरन्ति पारम्परिकवस्त्राणाम् अत्र अधिकप्रयोगः भवति धौतवस्त्रम् अनन्तरं टोपिका च पुरुषाः धारयन्ति शाटिका शाटिकायाः प्रयोगः अपि अत्र भवति बालानां कृते अस्माकं प्रदेशे पर्कर् पोल्का इति उच्यते तत् बालिकाः धरन्ति एवमेव बहुविधरङ्गपूर्णवस्त्राणि जनाः उत्सवदिनेषु धरन्ति रामनवमी हनुमान् जन्मोत्सवः अनन्तरं तत्र आषाढपूर्णिमा एकादशी तत् सर्वमपि अत्र आचर्यते अत्र महान् गणेशोत्सवः च भवति